तत्र च इयरिङ्स् मध्ये दण्डः समीचीनः न आसीत् रत्नानि अपि सम्यक् आसन् किन्तु तत्र शैथिल्यम् आसीत् कदाचिदपि पतितुं शक्नोति स्म अतः खेदः अपि जातः बहु भारः आसीत् किञ्जित् लैट् वेय्ट् भवति स्म चेत् सम्यक् यतोहि कर्णस्य कदाचित् वेदना अपि भवे भवेत् इति कृत्वा अतः दण्डस्य अपि लघुभूतः अपेक्षितः आसीत्